एवं स्वहस्तनिर्मितं करकुशलवस्तून् बहु दत्तवती अहं यतः नाम करकुशलवस्तूनि कृतं चेत् दातव्यं भवति यतः ओर्डर् वर्क् एव स्वीकरोमि अहम् अतः दातव्यं भवति दत्तं मया एवञ्च न स्वीकृतं यतः नेच्छामि अहम् अन्यैः अन् अन्येषां सविधे यथा अन्येषां कृते यथा ददामि तथा स्वीकर्तुं न शक् नाम नेच्छामि अतः तावदेन स्वीकृतं दत्तमेव एवं तादृशं कलाकृतिम् इच्छमि अहं किमर्थमित्युक्ते यदि कश्चित् ददाति बहु सन्तोषस्तु भवत्येव यतः मम कृते करकुशलवस्तून् वस्तून् निर्मातुं तु बहु सन्तोषम् अनुभवामि अहम् अतः यथा नाम अन्येपि कृत्वा दास्यन्ति चेत् इतोपि सन्तोषस्तु भवत्येव यतः यतः सन्तोषस्य विषयः एव अन्ये दास्यन्ति चेत् अतः इच्छाम्येव परन्तु अहम् अधिकतया अन्येषां कृते दातुमेव इच्छामि ददामि च दत्तञ्च अतः करकुशलवस्तूनि इत्युक्ते म वेष्टनं यद् निर्मीयते कन्नडभाषायाम् उच्यते कसदिन्दरसं इत्यादिकं तथा एवमेव नाम यत् यदपेक्षितं तद् क्रीत्वा अहं तथा न करोमि यद् वेष्ट् भवति ततः किं वा कर्तुं शक्यते इति चिन्तयित्वा एव अहं प्रायशः तथा करोमि एवम् मम कृतेपि एकमेव दत्तमासीत् नाम ममैव शिष्या सा सा एव दत्तवती अन्या तु कापि न न दत्तवती न दत्तम् अन्या अन्यैः च न दत्तम्